मम नाम कुमारः कृषिक्षेत्रे मम प्रियं वर्तते विभिन्नानां सस्यानां संवर्धनम् यदा व्रीहीणां संवर्धनम् तत्र कृषिक्षेत्रे व्रीहीणां संवर्धनार्थं प्रथमतः नाम भूमिर्या वर्तते तत्र भूमेः किम् इति चेत् सम्यक्तया जलादिकं संस्थाप्य ततः पुनः यदा पादुकारोपणं कर्तुं शक्यते तद्वत् सिद्धतां कृत्वा तदनुगुणं पुनः किञ्चित् वर्धनानन्तरं सम्यकतया तत्र रक्षणादिकं कृत्वा एवं रीत्या क्रमशः सस्यवर्धनाय ये ये नियमाः पालनीयाः यच्च कर्तव्यं वर्तते तत् सम्यक्कृत्वा यदि तस्य सस्यस्य संरक्षणं कुर्मः तर्हि कालः यदा भवति नाम सस्यसंवर्धनार्थं यः सामान्यकालः भवति तस्य कालस्य समा समाप्त्यनन्तरम् अस्मद्कृते उत्तमसस्यस्य प्राप्तिः भवितुम् अर्हति तद्वारे किं भवति इत्युक्ते अस्माकं देशे अन्नं यदावश्यकं तदर्थम् अन्नस्य कृते यः क्लेशः भवति तस्य क्लेशस्य निवारणं कर्तुं शक्यते अतः सस्यक्षेत्रे व्रीहीणां संवर्धने मम महती प्रीतिर्वर्तते एवं च सस्यक्षेत्रे न केवलं व्रीहिणाम् इति अपि च शाकादिकं बेजिटेबिल्स् इत्यादिकं यदस्ति तेषाम् अपि संरक्षणं कर्तुं शक्यते तदर्थमपि प्रयासः कर्तुं शक्यते अनन्तरं फलानां फलसम्बद्धवृक्षाणां यदा कदलीफलवृक्षाणाम् आरोपणं भवितुम् अर्हति एवं विभिन्नवृक्षाणां तत्र आरोपणं कर्तुं शक्यते तद्वारा महान् आनन्दोऽपि भवति यदा कदलीफलवृक्षस्य आरोपणसन्दर्भे यदा भूमेः सिद्धता क्रियते तदानीं सम्यक् भवति अनन्तरं तेषां वर्धनं यदा भवति तदानीं द्रष्टुमपि अत्यन्त हरितरूपेण यदा दृश्यते तदानीं दृष्ट्वा अपि मनः अत्यन्त आनन्दितः तत्र भवितुम् अर्हति प्रसन्नोऽपि भवितुमर्हति अतः कृषिक्षेत्रं यद्वर्तते तत्तु अस्मत्कृते मुख्यं भवति तस्य उपरि यदि अस्माकं प्रीतिः तस्य उपरि यदि अस्माकं कार्यान्वयनं वर्तते तर्हि अन्ततो गत्वा उत्तरोत्तरवृद्धिर्भवितुमर्हति इति मम अभिप्रायः धन्यवादः